अहं सामान्यतः गृहस्य मध्ये एव क्रीडां क्रीडामि मम अनुजेन सह वा मित्रैः सह वा क्रीडामि जनानां कृते तां क्रीडां क्रीडितुं गृहेषु एव स्थलावकाशः वर्तते यदि बहिस्थ क्रीडानां क्रीडाविषये जनाः क्रीडितुं इच्छति तदा मम क्षेत्रे बृहद् एकं क्रीडाङ्गणं वर्तते तत् अतिसमीचिनं वर्तते तत्र प्रतिदिनं बालकबालिकाः युवतियुवकः अपि च केचन वृद्धाः क्रीडन्ति